मयि भिन्नभिन्नदर्शनानाम् अध्ययने आसक्तिः अस्ति यतोहि अस्माकं विषयः एव दर्शनं वर्तते अस्माकम् अस्माभिः सर्वाणि दर्शनशास्त्राणि सम्यक्तयाधीतानि यथा न्यायदर्शनं न्यायदर्शनम् आचार्यगौतमस्य वर्तते एवं वैशेषिकदर्शनं कणाद ऋषिः वर्तते योगशास्त्रं पतञ्जलेः वर्तते एवं साङ्ख्यशास्त्रं कपिलमुनेः वर्तते मिमांसाशास्त्रं लौगाक्षिभास्करस्य वर्तते वेदान्तशास्त्रं बादरायणस्य वर्तते एवं नास्तिकदर्शनान्यपि भवन्ति यथा चार्वाक दर्शनं जैनदर्शनं बौद्धदर्शनम् अपि तेषामपि अध्ययनम् अस्माभिः सम्यक्तया कृतम् ये किन्तु मह्यं योगदर्शनं साङ्ख्यदर्शनम् एवं वेदान्तदर्शनम् अत्यधिकं रोचते अत्यधिकं रोचते यतोहि तत्र भगवद्विषयकचर्चा अधिका वर्तते तत्र योगदर्शने अष्टाङ्गयोगसिद्धिर् सिद्धिद्वारा कथम् ईश्वरप्राप्तिः स्यात् तत्र ईश्वरस्य यत् लक्षणं कृतं तत्र क्लेशकरं बिप् बिपाकाशैरपरामृष्टः पुरुषविशेषः ईश्वरः इति तत्र के क्लेशाः के कर्माः के विपाकाः तत्र विशेषरूपेण तत्र प्रतिपादनं कृतं पतञ्जलिना एवं साङ्ख्यदर्शनेऽपि तादृशमेव पञ्चविंशतितत्त्वानां ज्ञानं यदा भवति तदा ज्ञा तद् ज्ञानेन अपवर्गः ज्ञानेन च अपवर्गः पञ्चविंशतितत्त्वानां यदा ज्ञानं भविष्यति तेन अपवर्गः अर्थात् मोक्षः मोक्षः भवति एवं वेदान्तदर्शनस्यापि तथैव गतिः तत्र अद्वैतवेदान्तं वर्तते तत्र बादरा बादरायणस्य बहुसम्यक्तया तत्र बादरायणः प्रतिपादनं कृतं बादरायणेन प्रतिपादनं कृतम् एवम् तत्रैव शाङ्करभाष्यमपि वर्तते तस्य महत्त्वं सम्पूर्णविश्वे वर्तते वेदान्तदर्शनस्य महत्त्वं सर्वत्र वर्तते इति